मम क्षेत्रेषु प्रमुखः वृत्तिको वित्तिकोषः कोषाः केन्द्रीय जनकार्यस्य संस्थानजनकार्यस्य अनन्तरं किञ्जिद् स्वकार्यस्थापनान्यपि सन्ति एव तेषु अभिधा अभिरक्ष् अभिरक्षविषयापि ते समीचीना एव तेषां मूलधनमपि बहूनि सन्ति ते सम्यगेव कार्यं कुर्वन्त्येव तत्र तेषां सौकर्याय आन्लैन् द्वारा अपि ते कार्यं कुर्वन्ति इत्यधुना अद्यतनकाले तु फ़ोन्पे वा इत्यादिषु दूरवाणी एप्मध्ये आप् यूस् कृत्वा अपि ते कार्यं कुर्वन्त्येव तत्र तेषां विषयाः ते सम्यकेव कार्यं कुर्वन्ति हि तत्र तत्र कोपि क्लेशः अस्माभिः एतावत् न अनुभूतवन्तः समये समये एव तेषाम् धारणम् अनन्तरं तेषां धनस्थितिः अपि बहु सम्यगेव ते उपभोक्तृणां बहुत्र जनानां कृते सम्यगेव पालनं कुर्वन्ति अत्र केन्द्रीय जनकार्यस्य वित्ति वित्तकोषः एव बहु सम्यक् अस्ति तेषां धनम् अस्माकं धनस्य संरक्षणं ते सम्यकेव कुर्वन्ति अनन्तरम् एवम् धनं सर्वेषां जनान् के के धनम् अव धनस्य अपेक्षाः सन्ति तेषां कृते न्यूनं बहु न्यूनम् धनं बहु नू न्यूनमेव सेक्युरिटी स्वीकृत्य ते ऋणरूपेण ददा द दास्यन्ति ते तत्र तस्य ऋणस्य कृते किञ्चित् मूल्यम् एव स्वीकुर्वन्ति तेषाम् ऋणस्य तद् मूल्यं भवति खलु तदपि बहु न्यूनमेव तेषां प्रोसीजर् कार्यक्रमः अपि बहु न्यूनमेव इतोपि अधिकं तिथिः एवं ऐ डी प्रूफ़् इत्यादिकम् अधिकं नापेक्षते